विवाहादिषु बृहत् कार्यक्रमेषु प्रथमप्रश्नः अस्ति जनसङ्ख्या किं इति जनसङ्ख्या का का इति यदि जनसङ्ख्या एकसहस्रम् एकसहस्रम् एकसहस्रम् अथवा न्यूना भवति एकसहस्रेण न्यूना भवति तर्हि एकं टाङ्कर् यानेन जलं यदि वयं वयं यदि अहम् एकं टाङ्कर् एकं टाङ्कर् ज यानेन जलं नीतवान् तर्हि तत् सम्यक्भवति इति मन्ये यतो हि एक टाङ्कर्मध्ये प्रायः ए ए एक द्वादश द्वादश सहस्र लीटर् जलम् आगच्छति अतः एकसहस्र एकसहस्र जनाः जनाः यदि सन्ति तर्हि प्रति प्रतिमनुष्यं प्रतिमनुष्यं प्रायः द्वादश लीटर् आगच्छति अतः तद् सम्यक् भवति इति चिन्तयामि अतः एकं टाङ्कर् जलम् आनी आ आन् आनय आनयितुम् आनयितुं व्यवस्थां करोमि यदि एक स् सहस्रेण अधिकं जनाः सन्ति तर्हि क्लेशः भवति टाङ्कर् टाङ्कर्द्वयस्य अपेक्षा भवति टाङ्कर्त्रयस्य अपेक्षा भवति तत् चिन्तनीयं धन्यवादः